देशीयचिकित्सापद्धतिषु संशोधनं तावत् स्वल्पमिति जनाः चिन्तयन्ति परन्तु तथा न वास्तविकतया मातृकानां माता मातृकासु देशीयचिकित्सापद्धतिः विचारे लिखिताः सन्ति तस्य आधुनिकविज्ञानेन सह मिलित्वा तस्य संशोधनं करणीयमस्ति इदानीं केरले तावत् सर्पविषचिकित्सा अथवा एतादृशानां जन्तूनां प्राणिनां विषचिकित्साः माण्डलिकसर्पस्य विषचिकित्सा अथवा वृश्चिकस्य विषचिकित्सा इत्यादिपद्धतिः मातृकासु अस्माकं विद्यालये लिखितं वर्तते तस्य चिकित्सा चरकसा पदं चरकसंहिता इत्यादि ये पठितवन्तः ते तत् अधीत्य तस्य मा वि तत्र किं विषय उक्तः इति प्रयोगद्वारा ज्ञात्वा औषधिः करणीया एकम् एतादृशकरणार्थं लक्षशः रूप्यकाणि कोटिशः रूप्यकाणि अपेक्षन्ते तदर्थं सर्वकारेण चिन्तनीयः अस्ति वास्तविकतया यत् यावत् आधुनिकशिक्षापद्धतौ अथवा इतरभवनादिषु जनाः व्ययं कुर्वन्ति तावद् अत्र एतत् कर्तुं न शक्नुवन्ति व्ययः न कुर्वन्ति तदर्थम् अत्र समस्या इति भाति पुनः अतः अतः संशोधनं करणीयम् एकं छात्राणाम् उत्साहं वास्तविकतया किं भवति आधुनिके काले यत् रोबोटिक्स् भवति अथवा यन्त्रस्य विषये अथवा चिप्स् विषये अथवा वाहनानाम् इत्यादिषु विषयेषु जनाः यावत् रुचिं दर्शयन्ति तावद् वैद्यकीयस्य अथवा चिकित्सापद्धतिषु रुचिं न दर्शयन्ति अयमेकः सूक्ष्मः विषयः वर्तते यदि एका औषध्ः कदाचित् अन्यस्य रोगस्य कृते अथवा अन्यथा तस्य प्रयोगः भवितुं शक्यते अतः गुरुमुखेन एव पठनीयः अत्र अधीत्यापि उद्योगस्य आजीविकस्यापि सं समस्या भविता तदर्थं यद्यपि सः महान् विद्वान् चेत् जनाः एव दृष्ट्वा दृष्ट्वा अन्विषन्ति तद् तथापि तत्र भीतिः अपि भवति यः कश्चित् कोर्ट् केस् गच्छति वा इति तदर्थमपि समस्या भवति तदर्थं किं करणीयं देशीयचिकित्सापद्धतिः कृते मान्यता देया सर्वकारद्वारा विश्वविद्यालयमहाविद्यालयादिषि एम् ओ यू इत्यादिद्वारा पठनीया अपि च देशीयस् चिकित्सापद्दतीः कृते जनानां जागरूकता करणीया इदानीं दशजनानां वा शतानां कृते जागरूकतां जनयन्ति चेत् तत्र एकं वा द्वि छात्राः पठनाय अपेक्षते आगच्छन्ति इदानीं ये ये चात्राः आगमिष्यन्ति ते ये छात्राः पठनोत्सुकाः भविष्यन्ति तेषु समर्थाः अपि सः स्यात् यदि केवलं प्रमाणपत्रस्य कृते आगमिष्यन्ति अतवा तथा न रुचिकरं तत् पठित्वा पठित्वा कालान्तरे तस्य किम् उपयोगः करणीयः तदर्थं प्रयासः करणीयः